लेखनवेलायाम् अहं बहु पन्थावहन भाषमाणं कृतं मया परञ्च पूर्वं मया शुद्धं सम्यक् विषयानुसारेण भाषानुशारेण न लिखितं परञ्च यदा मया पुनः पुनः अभ्यासः कृतं तर्हि एकस्मिन् समयः एवं जातं नाम लेखने अहं सम्यक् पटु अभवम् अनन्तरं साम्प्रतं कदापि तत् न अभ्य अभ्यासः जातः अनन्तरं तस्मिन् समये अहं प्रेरणां प्राप्तवान् प्रथमवारं त्रुटि भवति द्वितीयवारं भवति वारं वारं त्रुटि भवति परञ्च कृतिप्रयत्नेन किं न लभेत अभ्यासः कर्तव्यः इति अस्माभिः अभ्यासः क्रियते चेत् यद् असाध्यमपि नास्ति तमपि साध्यं कर्तुं शक्नुमः वयं तर्हि एवं असाध्यम् अभाषत् मया धन्यवादः